पशुपालनार्थं प्राकृतिकजैविकपद्धतीनाम् उपयोगेन अनेकलाभाः सन्ति बहवः उपयोगाः सन्ति यथा गोपालनसमये गौः आम्लजनकवायुं स्वीकृत्य आम्लजनकमेव प्रददति प्रकृतेः नाशः न भवति तस्य गोः मूत्रेण गोमयेन च वृक्षादीनां फलस्य कारणं भवति भूमि भूमिः अपि फलवत्ता एव भविष्यति गोमयेन चत्वारि अङ्गणम् उपलिप्यते चेत् वर्षमपि सञ्जायते इति ग्रामीणजनानामभिप्रायः कृमिकीटादीनां च नाशः भवितुमर्हति इदानीन्तनकाले अर्बुदरोगस्य केन्सर् रोगस्य निवारणार्थं गोमयं गोमयम् औषधरूपेण स्वीक्रियते इति